वन्दे वन्दे मातरं

ऐ भोः अहं जानामि भवत्याः किं कार्यं वर्तते अहं न किमपि वक्तुम् इच्छामि स्थापयामि हा हा हा हा भवती भवती सम्यक् श्रुणोतु अस्माकं ग्रामे न कोपि न कापि वा भवत्या सह किमपि अपेक्षते किमपि कर्तुम् इच्छति न भवत्या सह वार्तालापम् अपि कर्तुम् इच्छामि यतः भवत्याः कार्यमेव भिन्नं किमर्थम् अस्माकं ग्रामे आगतवती तत्र गच्छतु नगरे वदतु शीघ्रं शीघ्रं वदतु मम समीपे भवत्याः कृते अधिकसमयः नास्ति कृपया शीघ्रं शीघ्रं वदतु हा वदतु तर्हि हा वदतु तर्हि आं विश्वसिमि वदतु तस्य कः तस्य कः सम्बन्धः आम् आं विश्वसिमि परं तस्य किं ऐ मम प्रतिदिनं वयं ग्रामस्थाः न केवलं जानीमः प्रतिदिनं पठामः भगवद्गीतां भवती नगरवासिनी का वदिष्यति तद्विषये एवं वा तर्हि विचारं करोमि परं किं ते नगरवासिनः तत्र आगमिष्यन्ति गीतापठनार्थं

आं एवं वा अस्तु तर्हि विचारणीयं परं चिनोतु भगिनि अस्माकं ग्रामे सर्वे स्वस्वकार्ये निमग्नाः सन्ति न कोपि रिक्तः अस्ति तर्हि तेषां समयानुसारमेव एतत् कार्यं करणीयं तदा तदा एव शक्यते

हा आमां मिलामः धन्यवादः